मम जीवने बहवः प्रधाननिर्णयाः मया स्वीकृताः सन्ति निर्णयोत्तरं तस्य प्रभावः कीदृशः भवेत् इति चिन्तयामि पुनश्च केवलं मम उपरि न अपितु मम सहकारिभ्यः परिवा परिवारजनेभ्यः उपरि अस्य प्रभावः कथं भवेत् इति विचिन्त्य मया व्यवहारः वा निर्णयः वा स्वीक्रियते निर्णयस्वीकारात् पूर्वं मम सं सहधर्मिण्याः पुत्राणाञ्च अभिप्रायं स्वीकरोमि